महोदय क्षम्यताम् इदानीं बहु समयः भवति वा मम स्थानं प्राप्तुं कति समयः आवश्यकः शीघ्रं गन्तुम् अत्र अन्य मार्गः अस्ति वा